परम्परां संस्कृतिं च अनुसृत्य अनुष्ठानं करोमि नूतनानि वस्तूनि विषयान् च ज्ञातुम् उत्साहो वर्तते सकारात्मकतां जीवने प्रयोक्तम् च इच्छामि विषमं न गृहीत्व जीवने अग्रे गन्तव्यं यत्र आवश्यकता अस्ति तत्र सहाय करणं मम जीवने अतीव मौल्ययितम् इति मम अभिप्रायः